मम जीवने अतीव मौल्ययुक्तं भवति समयः अतः समयं प्रति सर्वदा अहं ध्यानं दत्तवती अद्यैव कार्यम् अद्य अवश्यं करोमि अतः प्रसिष्टमपि मम अस्ति कदापि अद्य यत् कार्यं श्वः करोमि तत् न सर्वदा समयस्य मौल्यं रक्षणीयम् श्वः करोति एवं न चिन्तनीयम् एतत् मम अभिप्रायः कस्य कृते अपि समयः अपेक्षां न करोति अतः समयस्य मूल्यम् अतीव मुख्यम् एव